हरिः ओम् क्या ओला क्याब्स् अत्र मया विंशतिनिमेषाः प्राक् एकं क्याब् बुक् कृतं नाम त्रिंशत्निमेषाः प्राक् एकं क्याब् बुक् कृतमासीत् विंशतिनिमेषाः क्याब् ड्रैवर् अपि आगतवन्तः चालकः अपि आगतवन्तः मया मम गृहमपि प्रापितवन्तः किन्तु मम स्यूतः तत्र मया विस्मृतः अस्ति नाम विस्मृतः आसीत् सः तस्मिन् स्यूते किञ्चिद् व्याल्युबल्स् अपि अस्ति तत्र अतिमुख्यवस्तून्यपि सन्ति अतः किञ्चित् तत् क्याब् कुत्र लोकेट् कर्तुं शक्नुवन्ति वा नाम तस्य चालकस्य सङ्ख्यां दातुं शक्नुवन्ति वा कृपया तत् किञ्चित् सहायमाचरन्ति चेत् सम्यग्भवति धन्यवादाः